सुव्यवस्थितः ध्वनिः भवति सङ्गीतं यस्मिन् रससृजनता अस्ति इति वा सङ्गीतं तत्र गायनवादन नृत्यम् इति त्रयाणां समावेशः भवति इति प्रसिद्धं मानवार्थं सङ्गीतं तावदेव स्वाभाविकं यथा भाषणं स्वाभाविकी कला एव सङ्गीतम् इत्युच्यते कथमस्य उत्पत्तिः इति यदि प्रश्नः क्रियते चेत् वेद उच्चारणं वेदोच्चारणद्वारा इति केचन वक्तुं शक्नुवन्ति सङ्गीतस्य प्राचीनतमग्रन्थः भवति भरतमुनिना प्रतिपादितः नाट्यशास्त्रम् इति बृहद्देशे दत्तिल्लं वा सङ्गीतरत्नाकरः इत्यपि केचन वदन्ति तदपि अस्ति प्रसिद्धं सङ्गीतस्य एवम् अध्यात्मस्य भारतीयसंस्कृतौ सुदृढ आधारः वर्तते अतः एव नादब्रम्ह इत्यपि उच्यते केचन तु मोक्षदायिनी कला मनश्शान्त्यर्थं कला वा योगध्यानार्थम् इयङ्कला अत्यन्ता उपयोगिनी इत्यपि वदन्ति